अहं परिसरप्रेमी अस्मि अहं स्वदेशे वा भवतु परदेशे वा भवतु सर्वत्र अटितुं मम इच्छाधिकं भवति अतः अहं प स्थलविषये स्थानविषये अहं यत्र यत्र गच्छामि तत्र स्थलस्य स्थानस्य वर्णसौन्दर्यवर्णनं परिसरस्य स्थलवर्णनं लेखितुं बहु इच्छा भवति मम इच्छा अस्मि अतः पठितारः ये भवन्ति तेभ्य पठितृभ्य अपि तस्य स्थानस्य सौन्दर्यं तस्य स्थलस्य पुराणं वा भवतु यत्र यत्र गन्तव्यं यत्र यत्र न गन्तव्यम् इति तेषां कृते ज्ञायते पठितृभ्यः अपि एनं विषयम् अहम् अधिकतया दातुम् इच्छामि